बैकिङ्ग् विषये नाम यानं द्विचक्रिकायानचालनविषये सर्वदा अवदा अवधातव्याः पूर्वसज्जताः काः इत्युक्तौ सम्यग्रूपेण यानं कथं चलति तस्य प्रतिरोधः ब्रेक् कदा कस्मिन् समये स्थापनीयम् ट्रेफ़िक् जनसम्मर्दः भवति चेत् तत्र कथं गन्तव्यम् इत्येव इमे विषयाः सर्वदा अवधातव्याः सन्ति इदानीं युवा युवकाः यूनः किं कुर्वन्ति सामान्यतः बैक् सामान्यं बैक् अपि रेस् बैक् इव मार्गेषु चालयन्ति तेन तेषां केवलं क्लेशः नास्ति तेषामेव हानिर्नास्ति यात्रिणाम् मार्गे चलमानानाम् अन्येषामपि क्लेशः हानिः महद् हानिः जायते आक्सिडेण्ट् दुर्घटनाः सर्वाः अपि एतद्निमित्तमेव जायन्ते यत् केवलं ये चालयन्ति ते एव तत्र अपराधिनः न भवन्ति तेषामुपरि ते सम्यक् मार्गे समीचीनं समीचीन गत् समीचीनं रीत्या एव गच्छन्ति चेदपि तत् पुरतः ये आगच्छति यः ईद् ईदृशः यूनः बैक् रेस् इव स्थापयेत् चालयित्वा तेषामुपरि पातयति तस्मात् द्वित्री अंशाः अवधातव्याः सन्ति यानम् अस्माभिः रेस् यानरूपेण नैव कदापि चालनीयम् इति तादृशं यानं ज्येष्ठाः अपि स्वपुत्रस्य कृते पुत्राय तादृशं यानं स्वीकृत्य मा ददतु इत्यपि अहं निवेदयामि यस्य आत्मनियन्त्रणमस्ति यः एवं चालयितुं प्रभवति तादृशस्य कृते एव ईदृशं यानं दातव्यम् अन्यच्च अस्माकं भारतदेशे ईदृशं यानचालनार्थं योग्यमार्गः एव नास्ति किमर्थं सर्वत्र जनसम्मर्दः वर्तते सर्वत्र ट्राफ़िक् वर्तते तद् किमर्थम् ईदृशं रेस् बैक् सदृशं यानं सामान्ययानमेव प्रथमः अंशः ब्रेक् कथं तस्य प्रयोगः कर्तव्यः वेगेन आगत्य ब्रेक् करोति चेत् यानं स्थगितं वा न वा तत्र चालकः आकाशे पतति यानं तथा तं क्षिपति ब्रेक् तस्मात् ब्रेक् प्रयोगः यानस्य प्रतिरोधनम् अपि प्रक्रिया वर्तते तत् सम्यक् आदौ पठनीयम् अनन्तरं यानचालनम् आरम्भनीयम् एक्सिलरेशन् इत्युच्यते यानस्य वेगेन चालनार्थं या यानस्य गतिवर्धना गतिवर्धनमिति वक्तव्यम् एक्सिलरेशन् तु यानस्य गतिवर्धनम् तस्य उपयोगः कथं कर्तव्यः इति तदपि पठनीयं यानस्य गतिः तीव्ररूपेण वर्धयति वर्धयति चेत् तत् तथा रेस् यानमेव भवति तस्मात् यानस्य प्रतिरोधनप्रक्रिया ब्रेक् कथं प्रयोक्तव्यमिति तद् आदौ पठनीयम् अनन्तरं गतिवर्धनम् एक्सिलरेशन् तत् कथं कर्तव्यमिति पठनीयम् अनन्तरं मार्गे गमनार्थं केचन नियमाः सन्ति वामभागे एव यानं चालनीयम् वामभागे दक्षिणभागे वा यदि इतः गन्तुम् इच्छा जिगमिषा वर्तते तदा आदौ याने एव इण्डिकेटर् इत्युच्यते गमनेच्छा प्रदर्शनी इति तत् आदौ आरम्भः तस् तद् आन् कर्तव्यम् आन् कृत्वा एव अनन्तरं गन्तव्यम् तद् कार्यं न करोति चेत् हस्तः तत्राव् तथा प्रसारणीयः ईदृशाः विषयाः अवधातव्याः किं भवति एतत् सर्वमज्ञात्वा यत् यत् विनाहस्तपि प्रचारं विना हस्तचिह्नं विना हस्तद्वारा अहम् एवं दक्षिणभागे गच्छामि वामभागे गच्छामि इति अनुक्त्वा केचन यथेष्टं स्वेच्छया गच्छन्ति इदमपि दुर्घटनायाः निमित्तं भवति तत्र पश्यन्तु कः कोलाहलः कः इत्युक्तौ अज्ञात्वा एतादृशं सामान्यं नियमानं ज्ञात्वा ये चालयन्ति तेषां कारणेन सम्यक् ये चालयन्ति तेषामपि दुर्घटनाः जायन्ते तस्मात् ये बैक् चालनविषये अवधातव्याः पूर्वसिज्जताः इत्युक्तौ यानस्य ब्रेक् कथं कार्यं करोति एक्सिलरेषन् कथं कर्तव्यम् इति उभयम् आदौ पठनीयम् अनन्तरम् इदं यानं कति जनैः आरुह्य गन्तुं शक्यते एकस्य कृते योग्यं वा यदि पृष्ठभागे अन्यः उपविशति चेत् तथा उपविशति चेत् कथं गच्छति तदपि आदौ पठनीयम्